सङ्गैमहोत्सवः मणिपुरे वार्षिकः सांस्कृतिकः आडम्बरः अस्ति प्रतिवर्षं पर्यटनविभागस्य नेतृत्वेण मणिपुरसर्वकारः सङ्गैमहोत्सवम् आचरति दशदिवसीयः अयम् उत्सवः नवम्बर् मासस्य एकविंशतिदिनाङ्कात् त्रिंसत्दिनाङ्कपर्यन्तं भवति सांस्कृतिकोत्सवेषु राज्यस्य विशिष्टता प्रदर्शिता अस्ति सङ्गै मणिपुरस्य राजपशुः अस्ति तत्र कलासंस्कृतौ हस्तकरघा हस्तशिल्पं ललितकला स्वदेशीयक्रीडा भोजनं सङ्गीतं साहसिक क्रीडा च तथैव प्राकृतिकवातावरणं च राज्यानां योगदाने प्रदर्शयति बाल्यकालस्य स्मृतिः एका वर्तते यदा अहं दशमीकक्षायाम् आसं तदा अहम् इम्फाले एतत् उत्सवं गतवती तद् मम महत् अनुभवः आसीत् अहं मम मात्रा सह अगच्छं वयं द्विचक्रिकया गतवन्तः यतः अयमुत्सवः मम स्थानात् प्रायः त्रिंशत् किलोमीटर् यावत् अस्ति तस्मिन् समये अहं हस्तनिर्मितं पुटं कृतवती एवं मम माता च मणिपुरी फ़नेकं कृतवती तत्र घण्टाद्वयं यावत् वयं समग्रे यात्रामहोत्सवे अटितवन्तः